अहम् इदानीं तिरुपतिनगरे अस्मि तिरुपतिसमीपे नगरं अस्ति कानिपाकम् इति नगरे तत्र अहं बहुवारं गच्छन् अस्मि तत्र किमर्थमहं गच्छामि इत्युक्ते तत्र विनायकमन्दिरे विनायकस्य दर्शनम् प्राप्तुं अहं तत्र गच्छामि